इदानीं दूरवाणी स्मार्ट् स्मार्ट् फोन् इति उच्यते पूर्वं या दूरवाणी आसीत् सञ्चारदूरवाणी इति नाम्ना एव प्रसिद्धमासीत् तत्र व्यवस्थाः अनुकूलम् अनु अनुकूलानि अत्यन्तं न्यूनाः आसन् अनुकूलानि अत्र तु यथा इदानीं कर्णाटकभाषायामुच्यते अङ्गैल्लि इडि जगत्तन्नु नोड्बोदु किञ्चित् तत् सदृशं केवलं दूरवाणी वर्तते चेत् जगति किं प्रचलति इत्यादि विषयाः अपि वयं स्पष्टतया सम्यक् ज्ञातुं शक्नुमः परन्तु एतादृशं एतादृशं प्रयोजनम् पूर्वं या दूरवाणी आसीत् तद्वारा वयं प्राप्तुं न शक्नुमः स्म इत्येवं महान् भेदः तु वर्तते सम्पर्कविषये अपि सम्पर्के पूर्वं वेगः अत्यन्तं न्यूनः अस्ति आसीत् इदानीं वेगः वेगविषये अभिवृद्धिः अपि दृश्यते तत्र तत्र तत् तदपेक्षिताः व्यवस्थाः अपि कृताः वर्तन्ते इत्यतः तत्र वेगेपि वृद्धिः जाता इत्येतत् सर्वैः ज्ञायते पुनः इदानीम् अपरोपि अन्यदपि आनुकूल्यं वर्तते यत् अन्तर्जालमित्येत् इदानीम् उदाहरणार्थं मम प्रदेशे एव अस्माकं कृते यद्यपि इदानीं सम्पर्कं सम्पर्कादिकं तं सम्पर्कादीनाम् अभिवृद्धिः जाता तथापि इतोपि अत्यन्तग्रामप्रदेशेषु इतोपि तद्विषये महती महती अभिवृद्धिः इष्यते इत्युक्तौ सम्पर्कादिकं समीचीनतया नोपलभ्यते तत्सन्दर्भे वयम् अन्तर्जालद्वारा जनान् सम्पर्कं जनानां सम्पर्कं वयं कर्तुं शक्नुमः तदर्थं वैफ़ै कालिङ्ग् इति भवति तद्यदि वयम् उपयुज्य दूरवाणीं कुर्मः तर्हि यद्यपि अत्र इदानिं मया तु एर्टेल् जियो इति सिं द्वयं मया उपयुज्यते उभयस्यापि अत्र सम्पर्कः सामान्यदूरवाणी सामान्यम् एकं काल् करणीयमित्युक्तौ उभयेन अपि मया तत् साधयितुं न शक्यते परन्तु वैफ़ै काल् अस्ति इत्यतः मया नार्मल् काल् साधारण काल् अपि मया दूरवाणी अहं कर्तुं शक्नोमि इत्येवम् अत्र वैफ़ै साहाय्येन अन्तर्जालमाध्यमस्य साहाय्येन वयं तदपि इदानीं साधयितुं शक्नुमः इत्येवमस्ति स्थितिः पुनः तत् तन्निमित्तं कियत् धनं मया व्यर्थः व्यर्थीक्रियते उपयुज्यते इत्युक्तौ व्ययीक्रियते इत्युक्तौ मया आधिक्येन वार्षिकयोजनाः एव चीयन्ते यतः तत्र धनस्य धनस्य धनस्य किञ्चित् सेविङ्ग् इति उच्यते खलु तत् कर्तुं शक्नुमः इत्यतः तदेव मया आधिक्येन उपयुज्यते इति इत्येतावदेव